अस्मिन् प्रपञ्चस्य कृते एव कण्टकदायकरूपेण स्थितमासीत् यत् कोविड् नैन्टीन् इति अस्माभिः सर्वैः श्रुतं वर्तते अपि च तस्य कारणात् अस्माकं ग्रामेषु वा नगरेषु वा राज्येषु वा देशेषु वा अन्यदेशेषु वा कथं तस्य प्रभावः आसीत् इति अस्माभिः ज्ञायते अथ च मम ग्रामे तावत् कथमासीत् तत्काले परिस्थितिः इति अधुना मया उच्यते अन्यग्रामात् केचन प्रवासार्थम् आगञ्च्छति स्म आगच्छन्ति स्म मम ग्रामे तावत् जलपातादिकं बहु वर्तन्ते इत्यतः तद्द्रष्टुं ट्रिप् निमित्ततया केचन आगञ्च् आगच्छन्ति आगच्छन्ति अतः तत्कारणतया तेषाङ्कृते त सः रोगः भवति तद् ते अत्र आनयन्ति इति परिस्थितिः आसीत् तत्काले सर्वेषाङ्कृते मासिकधारणम् इत्यादिकं सर्वम् आसीत् तथापि तस्य किमुच्यते कोविड् नैन्टीन् यदस्ति तस्य प्रभावः बहु भीकरम् आसीत् तथा तथैव ग्रामेषु तावत् मम गृहीयः यः अस्ति सः मम पार्श्वे यः गृहमस्ति तस्य कृते अपि सम्भाषणं करणीयम् इत्युक्ते एकवारं एवं पश्य दृष्ट्वा चिन्तयति स्म तस्य कृते यदि सः रोगः अस्ति मम कृते अपि आगच्छति यदि आगच्छति मम गृहीण गृहीयानां कृते अपि आगच्छति इति तथा तत् तत्काले परिस्थितिः आसीत् एवं सर्वत्रापि मम गृहे एव मम पितुः कृते आगतमासीत् मम कृते आगतमासीत् अतः आवां द्वौ अपि अन्यत्र आस्ताम् अपि च मम कश्चन अनुजः अस्ति तस्य कृते अपि यदा आगतं तदा अस्माकं कृते बहु भयं जातं मम कृते आगतं चेत् तथा अहं सोढुं शक्नोमि परन्तु सः अनुजः अस्ति सः लघुबालः अस्ति तस्य कृते यदि रोगः आगच्छति आगतं आगतमस्ति इदानीम् इदानीं सः कथं तत् सोढुं शक्नोति इति अस्माकं सर्वेषामपि भीतिः आसीत् परन्तु देवस्य कारणात् वा न ज्ञायते किमपि न जातं न्यूनं जातम् एवमेव सर्वत्रापि देशेषु बहूनां तत्काले मारणहोमः एव जातः अस्ति एवम् अन्येषु देशेषु अपि उदाहरणार्थं वयं रष्या इत्यादिकं स्वीकर्तुं शक्नुमः तत्र यथा जनानां परिस्थिति आसीत् बहु भीकरम् आसीत् तद्दृष्ट्वा एव प्रतिदिनं यथा परिकराणां एक एकत्र कृत्वा वयं क्षिपामः तद्वत् जनानामपि डेड् बोडि इति यद् उच्यते तत् स्थापयन्ति स्म इत्येवं परिस्थितिः अस् आसीत् तत्काले अतः मम क्षेत्रे तावत् बहु कष्टकरम् आसीत् इति